हलो नमस्ते वदतु अहम् अत्र अत्र एव अस्मि अहं प्रकोष्ठे अस्मि किं कार्यम् एवं वा अत्र एलेक्ट्रिसिटि नास्ति किञ्चित् समयानन्तरम् एवं वा अहमागच्छामि किञ्चित् समयानन्तरं विद्युत् आगच्छति क्षम्यतां

हा हा

भवान् एकः एव वा भवान् एकाकी एव वा अत्र

ओ अस्तु अस्तु अहम् अहमागच्छामि तत्र किमपि आवश्यकं वा तत्र किमावश्यकं किमावश्यकं जलम् आवश्यकं वा हा हा अस्तु किमपि न आवश्यकं हा किं भक्षणम् आवश्यकं चित्रान्नं वा अस्तु अस्तु अहं चित्रान्नं स्वीकृत्य आगच्छामि मेडिसिन् आवश्यकं वा किमपि मेडिसिन् हा हा हा

तत्र इदानीं वैद्यः नास्ति वा आगच्छति वा न वा हा अस्तु हा उष्णमस्ति वा तत्र आ ओ ओ अस्ति वा अत्र विद्युत् नास्ति तत्र जनरेटर् प्राब्लम् अस्ति एतद् कारणात् विद्युत् नास्ति विद्युत् पुनः स्थापयितुं सर्वे प्रयत्नं करोति एतत् कारणात् किञ्चित् समयानन्तरं सर्वं पुनः निर्माणं करोतु तत्र ह तिष्ठतु सम्यक् रीत्या तिष्ठतु वयमागच्छामि हा वयं मास्तु वयं मास्तु किमपि न प्राब्लं वयम् आगच्छामि इदानीं फ़यर् फ़ोर्स् अपि आगच्छति तत्र किमपि प्राब्लम् अस्ति चेद् दूरवाणीं करोतु वयं शीघ्रम् आगच्छामि हा सा सर्वे नास्ति तत्र जनरेटर् रूम् मध्ये किञ्चित् शार्ट् कने कनेक्षन् अस्ति तद् कारणात् तत्र विद्युत् नास्ति

एतस्मात् कारणात् हा आगच्छामि हा हा

विण्डो किञ्चित् ओपन् करोतु तत्समये किञ्चित् प्रकाशम् आगच्छति तत् कारणं तद् समयं किञ्चित् प्रकाशम् आगच्छति चेद् किञ्चित् समस्या दूरीकरोतु कर्तुं शक्यते वयं शीघ्रम् आगच्छामि हा अस्तु अस्तु अस्तु अस्तु चिन्ता मास्तु वयम् आगच्छामि शीघ्रम् आगच्छामि